एतद् वसन्तऋतुः अहं बहु इच्छामि अत्र प्रतिवर्षं न एकवर्षं त्यक्त्वा अन्यवर्षम् अहम् अमेरिकां गमिष्यामि अत्र अमेरिका देशे मम मम पुत्री अस्ति तत्र यदा वसन्तकालः भवति तद् पूर्वम् अत्र एक वृक्षाणां वर्णं भिन्नं भवति फ़ाल् कलर्स् इति ते वदन्ति अतः फ़ाल् कलर् द्रष्टुं वयं केनडा अपि गतवन्तः सर्वे तदा तादृशम् अत्र अस्माकं मध्ये ए वसन्तऋतुः अस्ति अत्र व् वृष्टिः अपि न भवति अधिकम् उष्णमपि न भवति सर्वत्र एकं वातावरणम् अनन्तरं शृङ्गारं वातावरणं भवति तस्मिन्काले पक्षिणः भवतु अन मृगाः भवन्तु मनुष्यः भवतु अत्र वातावरणे एव एका शान्तिः अस्ति अतः इष्टतमः ऋतुः इत्युक्ते वसन्तऋतुः तत्र अमेरिकामध्ये मम इष्टतमऋतुः इत्युक्ते तत्र फ़ाल् इति वदन्ति अत्र फ़ाल्मध्ये सर्वे बहु इच्छन्ति कारणम् एकं नगरं केवलं नगरम् इति न दृश्यते अत्र वर्णमय वृक्षाणांमध्ये लघु गृहाणि भवन्ति इति तादृशम् अत्र तत्र वयं द्रष्टुं शक्नुमः अनन्तरं सर्वे एतदेव फ़ोटो कृत्वा अत्र बाल् पोस्टर् इति निर्माणं कुर्वन्ति अतः तस्मिन्काले बहु प्रवासः भवति कारणम् अधिकम् उष्णं नास्ति अधिकं शैत्यं नास्ति इति कारणात् एतद् मम इष्टः ऋतुः एतद् वसन्तऋतुः